एवं मम प्रदेशस्य विषये मया श्रुताः ऐतिहासिककथाः बहूनि वर्तन्ते तत्र मम प्रदेशः तावत् पूर्वं चालुक्यम् राज्ञाम् अधीने आसीदिति श्रूयते अपि च तदुत्तरकाले तु नाम आधुनिक ऐतिहासिककाले ब्रिटिश् जनानां मुम्बै रेसिडेन्सि मध्ये मम प्रदेशः आगच् आगच्छति स्म एवम् एतादृशप्रदेशः मम प्रदेशः वर्तते तत्र तावत् ऐ ऐतिहासिकाः कथाः बह्व्यः वर्तन्ते अपि च तत्र मम प्रदेशे प्राधान्येन चालुक्यानां या राज् राजधानी आसीत् वातापि इदानीं यद्बादामि इति कथ्यते तदपि अस्ति तत्र वातापि राक्षसस्य कथा वर्तते अपि च एवं तत्र ऐहोळे इति एकः प्रदेशः वर्तते तस्य नाम्नः विषये कश्च काचित् कथा वर्तते एवं मम पार्श्वे मम ग्रामस्य पार्श्वे एव कश्चन नग किञ्चित् नगरमस्ति तस्मिन् तस्य नगरस्य नाम्नि अपि किमर्थम् इदमेव नाम अस्य नगरस्य इत्यत्रापि कथा वर्तते एवं प्रत्येकस्य ग्रामस्य नाम्नः विषये एव कथा वर्तते इत्युक्ते तत्र ऐतिहासिकम् ऐतिहासिकाः कथाः बह्व्यः वर्तन्ते इति तु मया ज्ञातमस्ति अपि च मया श्रुताः कथाः अपि बह्व्यः वर्तन्ते उदाहरणार्थम् एकं नगरमस्ति तस्य नाम जमखण्डी इति तस्य किमर्थं जमखण्डी इति नाम इति चेत् तत्र जम्बूकेश्वरदेवालयः आसीत् जम्बूक खण्डा जम्बूखण्डा इति जातम् अग्रे उच्चारणशैल्या तत् जमखण्डी इति जातमस्ति इति तत्र कथा श्रूयते एवम् अन्येके मम प्रदेशस्य विषये ऐतिहासिकाः कथाः श्रुताः वर्तन्ते